यूट्युब् मध्ये हेब्बार्स् किच्चन् इति पाकवाहिनी एका अस्ति मया पनीर्बट्टर्मसाला कथं कर्तव्यं इति आशा आसीत् परम् अस्माकं गृहे पलाण्डुः वा लशुनं वा ना उपयुञ्ज्महे अतः तत्र हेब्बार्स् किच्चन् मध्ये दृष्ट्वा एतद्विना पलाण्डुं विना लशुणं विना कथं पन्नीर्बट्टर्मसाला कर्तव्यम् इति मया ज्ञातम्